हा मम प्रियपुस्तकम् अस्ति तद् ऐ एल् टि एस् क्यूब् काड् भवति तद् पुस्तकम् अहं बहुवारं पठन्तु पुस्तकपठनं मनोरञ्जनस्य एकः प्रकारः अस्ति तस्य एकाग्रतायाः अपि उन्नतिः भवदि यद्यपि मया बहूनि पुस्तकानि पठितानि तथानि अधिकतया उपन्यासपठनं मम रोचते अद्यत्वे च बहुवारं पठितस्य पुस्तकस्य विषये वदिष्यामि मम इष्टं इष्टतमपुस्तकं भवति ऐ एल् टि एस् क्यू काड् यत् कारणम् अहं पुनः पुनः तद् पुस्तकं पठितवती इति एतद् लोकोधोपि सिद्धान्तान् प्रवाहस्य मानसिकतया योगस्य केन्द्रीकरण अभ्यासाः सहनशक्तिक्रीडासु आवश्यकं मानसिक कठोरता च परिचितं करोदि एतत् विश्वस्य दीर्घकालीनसमुदायस्य गीतवान् जनानां जीवनशैल्याः मनोवृत्तीनां धारणानाम् आहार अभ्यासानां दैनन्दिनक्रिया कलापाः कलाभाराञ्च परस्परं सम्बन्धः अस्ति तद् अस्तु तद् पुस्तकं चलच्चित्रे रूपेण निर्मितं द्रष्टुं मम प्रीतिः भविष्यति